मम चित्रकलायाः नैपुण्यवर्धने तावत् मम शिक्षकाः ये मां पाठितवन्तः चित्रकलां ते एव अधिकाः इति वक्तुम् इच्छामि एवं तेषां पाठनेन नैपुण्यवर्धनं जातम् एवम् गच्छता कालेन तु मया अन्तर्ज्वा अन्तर्जालद्वारा द्वारा चित्रकलायाः अभ्यासः अनुवर्तितः एवं एकं चित्रं दृष्ट्वा तस्य एव चित्रस्य पुनर्निमाणम् अपि मया अभ्यासः कृतः तेन मम नैपुण्यवर्धनम् एवं तदर्थमिति किञ्चिद् उपायाः मम मनसि वर्धिताः